अद्य जनवरिमासस्य प्रथमदिनाङ्कः अस्ति द्विसहस्रद्वितमवर्षस्य अयं दिनाङ्कः अद्य जनवरीमासस्य पञ्चमः दिनाङ्कः द्विसहस्रतृतीयवर्षम् अद्य अष्ट मार्च् इति दिनाङ्कः द्विसहस्रसप्तवर्षम् अद्य एकादश नवम्बर् इति मासः द्विसहस्रनववर्षम् अद्य द्वादश डिसेम्बर् इति दिनाङ्कः द्विसहस्रपञ्चदशतमवर्षम् धन्यवादः